विगकासशीलदेशेषु विशेषतः ग्राम्यनिवासिनां कृते पशुधनस्य उत्पादनं बहु जनानाम् आजीविकतायाः प्रमुखः स्रोतः अस्ति पशुधनस्य उत्पादनं सार्वजनिकं खादसुरक्षाय राजस्वञ्च तथैव व्यक्तिगतस्थितीयखाद्यत संस्थानं संसाधनम् अर्थादि आर्थिकसमृद्धिः अनिश्चिततया विरुद्धं सम्पत्तिभडारूपेण च योगदानं ददाति समाजस्य कृते मूल्यस्य अभावो अपि जलवायुविविधाः तदा विग्रहः पशुरोगक्रौ को कोपाः च इत्यादीनां प्रतिकूलखटनानां कारणेन पशुधनस्य उत्पादनं बाधितं भवति एतानि प्रतिकूलानि पशुपालनक्षेत्रस्य उत्पादकतां नगरात्मकरूपेण प्रभावयन्ति